अहं तरणाभ्यासं प्रबोधिनीगुरुकुले कृतवान् प्रबोधिनीगुरुकुलस्य पुरतः एव तुङ्गानदी प्रवहति तत्रैव मम प्रथमतरणाभ्यासः षड्वर्षाणि मया गुरुकुले अध्ययनं कृतमित्यतः अहं षड्वर्षाणि अपि तुङ्गानद्यां तरणं कृतवान् तत्रैव मम तरणाभ्यासः अपि जातः प्रथमरूपेण मां पाठितवन्तः नाम कृष्णशास्त्रीवर्याः ते एव मम तरणगुरवः न केवलं मम गुरुकुले बहूनां छात्राणां तरणं च तरणशिक्षकाः नाम कृष्णशास्त्रीवर्याः एव प्रथममस्माभिः किम् अभ्यस्यते स्म नाम हस्तपादयोः चालनं कृष्णशास्त्रीवर्यैः प्रथममिदमेव पाठितं यत् प्रथमं नद्यां पतन्तु हस्तयोः पुनश्च पादयोः चालनं कुर्वन्तु यथाशक्तिः चालनं कुर्वन्तु इत्येव तैः पाठितं प्रथममस्माभिः तदेव अभ्यस्तं तदूर्ध्वं जलस्य अन्तः गमनं जलस्य उपरि तरणं पुनश्च केवलं पादाभ्यां तरणं केवलं हस्ताभ्यां तरणम् इत्येवं भिन्नभिन्नरूपेण तरणाभ्यासः अत्र कृतः